पाश्चात्यदर्शन पाश्चात्यतत्वशास्त्रम् अधीतुं कदापि प्रयत्नं कृतं वा पाश्चात्य तत्वशास्त्रम् अधीतुम् अहं प्रयत्नं कृतं परन्तु एतादृशशास्त्रस्य आवश्यकं मत्कृते नास्तीति कारणेन अहं बहु चिन्तितं तदर्थं संस्कृताध्ययनं यथा भवति शास्त्राध्ययनं पाश्चात्य अध्ययनं किमपि आवश्यकमिति अहं न जानामि अहं बहु वयं यदा संस्कृताध्ययनम् अथवा ज्यौतिषाध्ययनं वा किमपि वा कृत्वा शास्त्राध्ययनं कृत्वा शास्त्रस्य अधिकतया किञ्चित् ज्ञानं प्राप्तुम् अहं बहु उत्सुका अस्मि तदर्थं शास्त्राध्ययनमेव कृतं पाश्चात्य अध्ययनं न कृतम् तद्विषये किमपि न जानामि इति